नमस्कारः अहं श्रीवत्सः वच्मि कस्य ब्रेण्ड् किं माडल् इति भवति इच्छति तद्वदतु एवम् अस्तु ऐ फोन् ट्वेल्व् इति ऐ फोन् ट्वेल्व् प्रो इति चापि उपलब्धौ स्तः भवति काः काः आवश्यकताः अर्थात् फीचर्स् इच्छति तद्वदतात् एवं तर्हि भवत्याः कृते ऐ फोन् ट्वेल्व् प्रो एकः सम्यक् विकल्पः भवितुमर्हति अस्य केम्रा इत्यपि बहु सम्यक् अस्ति बेटेरि लैफ़् इति चापि समीचीनं वर्तते अस्य उपरि भवती द्विवर्षस्य वारेण्टि प्राप्स्यति भवत्याः आवश्यकतानुसारेण मूल्यं तु परिवर्तितुं शक्नोति परन्तु सप्ततिसहस्रं इति तेषु न्यूनतमं मूल्यं वर्तते यद् भवत्याः प्रदातव्यं भविष्यति नैव नैव तत्तु दुष्करं वर्तते एवम् अस्माकं पार्श्वे सेम्सङ्ग् वीवो ओप्पो एतान्यपि जङ्गमवाणयः सन्ति कृपया तान्यपि पश्यतात् अस्तु भवत्याः स्वागतं वर्तते कीदृश्यपि सहायतायै मां पृच्छतात्

धन्यवादः